अस्माकं भारतदेशे निरुद्योगसमस्या तावत् दिनदिनम् अभिवर्धमाना एव विद्यते न तु ह्रीयमाना इति अवश्यं चिन्तनीयः अंशः अत्र नूतन उद्योगप्रकाराः कथमन्वेष्टव्यास्सर्वकारेण इत्युक्तौ बहुसरलं विद्यते आदौ यो यः योग्यः तस्य कृते एव उद्योगः दातव्यः इति कश्चित् दृढ अत्यन्तं दृढनिर्बन्धः भवेत् तदनन्तरम् नाम बह्व्यः पारम्परिकाः कला विद्यन्ते ताः सर्वाः अपि अस्माकं भारतीय भाविभारतीयानां शिक्षनीयाः इति दृष्ट्या तासां कलानां पाठनं विद्यालये विश्वविद्यालये च भवेत् यदि तथा स्यात् तर्हि तद् ज्ञानङ्कृते अवश्यं उद्योगावकाशः लभ्यते अनन्तरं उद्योगावकाशार्थं प्रैवेटैजेषन् इति यत् क्रियमाणमस्ति तद् बहु न्यूनं कृत्वा प्रभुत्वम् इति यदधिकं स्वीकरोति स्वीकृत्य केवलं तस्य योग्यतां दृष्ट्वा यदि उद्योगं प्रयच्छति तर्हि अवश्यम् उद्योगावकाशाः वर्धन्ते एव